आयुर्वेदशास्त्रं मया अधीतं तेन अहं ज्ञातवती यत् स्वास्थ्यसंरक्षणम् एव आद्यकर्तव्यम् इति तद् अंशान् एव अहं मम जीवने आचरामि तथा मम कुटम्बस्य स्वास्थ्यसंक्षणार्थम् अपि अहं तान् नियमान् आचरामि आयुर्वेद अध्ययनं सर्वैः करणीयम् इति मम आशयः